एवं प्राचीनृत्यपद्धतयः यद्यपि सन्ति तथापि आधुनिके काले आधुनिके यन्त्राणां माध्यमानां प्रभावेण तत्र प्राचीनकलासु अपि परिवर्तनम् आयाति कश्चन आयाति तत्र बालिवुड् तः साक्षात् प्रभावः ये नृत्यशिक्षकाः सन्ति तेषाम् उपरि यत्र प्राचीना एव पद्धतिः पालिता तादृशं यदि गानं नृत्यं च विद्यते तत्र तु तस्य अनुसरणं क्रियेत किन्तु ये प्राचीनकलाम् त्यक्त्वा एवं बालिवुड् तः एव सर्वं स्वीकर्तुम् इच्छन्ति तादृशसन्दर्भे तु ते सम्यग्रीत्या यद्यत् गानं नृत्यं च विद्यते तस्य सर्वस्यापि अनुसरणं कुर्वन्त्येव किन्तु मया दृष्टं मम शिक्षिका या पूर्वम् आसीत् सा तु एवं प्राचीना या पद्धतिः तस्याः एव अनुसरणं सा करोति कदाचित् मध्ये बालिवुड् तः अथवा किञ्चित् अन्या का अन्या काचित् शैली शैली शैल्याः तत्र मिश्रणं भवति तर्हि सा तत्सर्वं नैव सहते स्म किन्तु ये इच्छन्ति ते तु अवश्यं बालिवुड् तः तस् तत्र प्रेरिताः एव भवन्ति तत्र बालिवुड् मध्ये अपि इदानीं प्राचीनापद्धतिः प्राचीनपद्धतेः अनुसरणं बहुत्र कृतं विद्यते तत्र बहुषु चित्रेषु बहु बहूनां गीतानां उपयोगेन तत्र प्राचीननृत्यपद्धतिः तत्र भरतनाट्यपद्धतिः इत्येव न यत्र नाम क्वचित् प्रदेशेषु इदानीम् उत्तरभारतेषु कथक् इति प्रसिद्धा मणु मणिपुरि मध्ये मणिपुरि ओडिस्सि इत्यादिकं तत्र उत्तरभारतेषु प्रसिद्धं तत्र तत्र क्षेत्रेषु यत् चलनचित्रस्य निर्माणं क्रियते तत्र तादृशी पद्धतिः अनुस्रीयते तत्रत्याः जनाः अथवा इदानीं तु माध्यमसहायेन सर्वेपि तादृशं सर्वत्र द्रष्टुम् अर्हन्ति अतः तादृशपद्धतेः ज्ञानं सर्वेषां भवति यत् इच्छन्ति तत् बहु प्रसि यत् यद्यत् इच्छन्ति तत्सर्वम् अनुसृत्य इदानीं तु रील्स् इत्यादिकं कृत्वा तस्य अनुसरणं बहुधा क्रियते एव यत्किञ्चित् गानं नृत्यं वा अत्यन्तं प्रसिद्धं भवति इदानीं तस्य रील्स् सर्वैः ये रील्स् पटवः सन्ति ते सर्वेऽपि तत्र स्वस्य पटुतां दर्शयन्ति तस्मिन् रील्स् मध्ये अतः तत् प्रसिद्धमपि सम्भवति मया बहु अवलोकितं तत्र कानि तत्र कानिचन एवं सन्ति तत्र दीपिकापदुकोने इत्यस्यायाः तत्र घूमन् घूमर् नृत्यं तथा आलिया भट् इत्यस्य घर्मोरेपरदेसि एवम् अत्रङ्गिरे इत्यत्र एकं कृष्णम् उद्दिश्य इव एकं नृत्यं तत् एवं बहुधा तत्र प्रसिद्धं गीतं तत्र तमनुसृत्य यत् नृत्यं कृतं तदपि बहु समीचीनं सुप्रसिद्धं च वर्तते